नमस्ते ऊबर् अहं तिरुपति बस्टाण्ड् तः राष्ट्रीयसंस्कृतविश्वविद्यालयं गन्तुमिच्छामि अत्र मार्गस्य कन्स्ट्रक्षन् कार्ं प्रचलति अतः मम लोकेषन् मध्ये प्राप्तुं भवते कियान् कालः आवश्यकः